इदं तु अत्युत्कृष्टं वर्तते अस्य वस्तुनः उपयोगस्य मम चिन्तनमेव विशिष्टं जातम् येन च अत्र इदं यत् अहं सम्प्राप्तवानस्मि तैलं तेन मम केशः वर्धितः वर्तते कृष्णवर्णीयकेशाः इदानीम् अधिकरूपेण आगताः सन्ति तत्र केशस्य अभिवर्धनमपि जातं वर्तते अहं बहूनां कृते अस्य तैलस्य विषये उक्तवानस्मि येन मम स्नेहिताः अपि अस्य तैलस्य स्वीकरणार्थं चिन्तनं कुर्वन्तस्सन्ति तेषां च चिन्तनं वर्तते बेङ्गळूरुनगरे विद्यमानस्य जलस्य उपयोगेन केशाः गच्छन्ति इति तेषां च चिन्तनं वर्तते अतः ते इदानीं मम समीपे आगत्य बहुधा सम्भाषणं कृत्वा गतवन्तः सन्ति किं योग्यं वर्तते कस्य तैलस्य उपयोगः मया करणीयः इति ते सूचितवन्तः परन्तु इदम् अहं तेभ्यः उक्तवानस्मि तेषां सकाशादपि अस्य तैलस्य विषये योग्यम् उत्तरम् आगतं वर्तते नाम तेषां प्रतिक्रिया अपि उत्कृष्टा वर्तते येन च ते आनन्दितास्सन्ति एवम् अहं प्रथमवारमस्य उपयोगं कृतवानस्मि ममापि एवमेव चिन्तनं वर्तते मम केशाः एतादृशरूपेण शिथिलाः आसन् एकदा कङ्कतं स्वीकृत्य केशसमीकरणं करोमि चेत् कङ्कतपूर्णं केशाः आगच्छन्ति स्म परन्तु अस्य आयुर्वेदस्य तैलस्य उपयोगेन मम केशाः सुदृढाः जाताः केशस्य अभिवर्धनमपि जातम् श्वेतवर्णीयकेशाः न्यूनाः जाताः कृष्णवर्णीयाः केशाः अधिकाः सन्ति इदानीम्